मम पाकशालायां बहूनि पात्राणि सन्ति तत्र घटत्रयम् अस्ति

कूपी कूपेः जलं स्थापयितुम् एकं घटमस्ति

नूतनतया आगतानि कप्स् कप्स् सन्ति तत्र चायं चायं चायस्य परिवेषणं भवति तदपि बहु सम्यकस्ति एतादृशं वैविध्यानि पात्राणि मम समीपे सन्ति सर्वे भवन्ति भवत्याः कलेक्षन् सम्यक् अस्ति इति